वयं प्लास्टिक् वस्तूनाम् उपया उपयोगं सर्वथा न करणीय प्लास्टिक् पर्यावरणस्य हानिकारकम् अस्ति अतः प्लास्टिक् वस्तूनां क्रीणनं वयं न्यूनं कुर्मः चेत् अग्रीम जनाङ्गस्य कृते उपकाराय भवति सत्यं ननु अतः अहं सर्वदा प्लास्टिक् पात्राणाम् उपयोगं न करोमि न क्रीणामि अपि सर्वे अपि प्लास्टिक् वर्जनं कुर्वन्तु इति अहं प्रार्थयामि